नमस्ते महोदया हा अस्तु ओके आम् आं महोदया वदतु

उत्तमम्

ओ एवम् म् के एवम् म् के एवम्

म् के भवन्तः प्रथमम् अन्तर्जालमाध्यमेन अस्माकम् अन्तर्जालपुटः वर्तते तत्र गत्वा भवन्तः एकम् अनेक्षर् यच्छति एकं प फ़ार्म् भवति तत्र एकं पत्रं भवति तत् पूरणीयं भवति तत् भवन्तः पूरयित्वा तत्रैव अस्माभिः पत्रं त्रयं अपेक्षितमिति तत्र सूचयामः तत्रैव भवति अनेक्षर् एच्मध्ये एकं तु जननपत्रम् अपेक्षितं तस्य यत् बेङ्गलूरु बी महानगरव्यवस्था यद् अस्ति तेषां भवति मुन्सिपल् कार्परेशन् इति यद् उच्यते तद्वारा जननपत्रं दीयते तद् भवति चेत् तदेकम् अपेक्षितं तद् यदि न भवति तर्हि तत् कारणीयं ब् भवति ओरिजिनल् ओरिजिनल् ओरिजिनल् फ़ोटो अप्लोड् करणीयम् जराक्स् क्रियते चेत् सम्यक् न दृश्यते अत्र अतः तस्य समीचीनतया अक्षराणाम् उल्लेखः न यथा ज्ञायेत् तथा स्क्यान् कृत्वा कारयन्तु अपि च विलासपत्रम् अपेक्षितं भवति अड्रेस् प्रूफ् इति यद्वदामः भवताम् आधारः कार्ड् भवति चेद् आधारः कार्ड् अन्यथा ड्रैविङ्ग् लैसेन्स् यद्वर्तते तर्हि तदपेक्षितम् अन्यथा हा पुत्रस्य पुत्रस्य पुत्रस्य इदानीं पुत्रस्य आधारः कार्ड् अस्ति वा आ आधारः कार्ड् अस्ति चेत् अलं भवति अन्यथा एलेक्षन् तु न भवति तस्य ड्रैविङ्ग् लैसेन्स् अपि न भवति अन्यथा रेशन् कार्ड् भवति चेत् तदपि अलं भवति आ आ आधारः कार्ड् अस्ति चेत् अलं भवति आ अलं भवति अनन्तरं तस्य इदानीन्तनकाले यदि चित्रं स्वीकृतं चेत् अस्माकं कृते पास्पोर्ट् सैज़् फ़ोटो अपेक्षितं भवति चित्रं पास्पोर्ट् सैज़् चित्रम् अपेक्षितं भवति पञ्चचित्राणि अपेक्षितानि भवन्ति एतत् त्रयं किम् तत्सर्वं किमपि न अपेक्षितं तत् सर्वं किमपि न अपेक्षितम् केवलम् एतत्त्रयं केवलम् अलं जननपत्रं विलासपत्रमेकं भावचित्रम् अलम् अस्तु तद् स्तरं क्रियते चेद् अलं भवति हा अस्तु तत् सर्वं वयं सूचयामः तत्सर्वम् अस्माकं भवतां मेल् विलासः यद् दीयते तत्रैव वयं सूचयामः इतः दूरवाणीव्यवस्था न भवति इतः परम् सर्वं अन्तर्जालमाध्यमेनैव भवति अस्तु महोदय धन्यवादः राम राम